इदम् अन्नपूर्णा रेस्टोरेन्ट् अस्ति खलु मया तत्र भोजनं ओर्ड कृतवान् आसीत् तद् आप्मध्ये तु मया यदा ओर्डर् कृतवानासीत् तदानीं तु केवलं दशनिमिषम् एव अत्र अस्ति परिसरः एव अस्ति आगच्छति इति तत्तु तद्मध्ये ओर्डर् कृतं तदानीम् तत्र आगतं किन्तु इदानीम् एकहोरा समाप्तम् इदानीमपि न आगतं मया कि किञ्चित् समयम् अहम् अत्रेव तिष्ठ्वा अहं द् दृष्टवान् इदानीम् आगच्छति इदानीम् आगच्छति इति एव उक्तं किन्तु इतःपरम् अपि न आगतम् मया क धनमपि प्रेषितम् इदानीमपि न आगतं काल् कृतवान् आसीत् सङ्ख्यां स्थापितुम् इदानीं न उत्थापयति क एवमेवम् अस्ति चेत् मया कम्प्लेण्ट् कुर्वन् अस्मि कम्प्लेण्ट् अहं दास्यामि तत्र एवम् अस्ति इति तेषां सर्वेपि यदाधिकं सम्यक् नास्ति इति वदामि